मया कश्मीर् प्रदेशे चारणङ्कृतं तत्रत्य सुन्दरपर्वतानां दृश्यन्तु मनोहरम् एव अस्माभिः पञ्चशः जनाः मिलित्वा एकसप्ताहपर्यन्तम् चारणङ्कृतं यतः कश्मीरप्रदेशस्य वनपर्वताः वृक्षाः अत्यन्तरमणीयं तत्रत्य यावत् कस्त् केसर युक्तपदानां पुष्पाणां दर्शनम् एवञ्च फलानामपि दर्शनम् अभवत् अत्यन्तं शीतपदं सुन्दरतमः अयं प्रदेशः अवश्यं सर्वैः द्रष्टव्यं तत्र विविधाः विधा विधानि स्थानानि सन्ति किन्तु सर्वेषां स्थानापेक्षया मया यत् डल् सरोवरः दृष्टः तत्र वासः अपि कृतः अवश्यं सदा स्मरणीयम् इति वदामि